न्यायस्थाने तावत् यावच्छक्ति गन्तुमेव नेच्छामि यदि तादृशविषयः आगतः तर्हि विना न्यायस्थानगमनं यथा तस्य परिहारः सम्भवेत् तथा प्रयत्नम् अवश्यं करोमि यतः इदानीं तावत् न्यायस्थानेषु न्यायप्राप्तिः दुष्करा इत्येव सर्वे मन्वते इदानीन्तन न्यायालयाः धनेनैव चाल्यते धनेनैव न्यायालयाः चाल्यन्ते इत्येव लोके प्रसिद्धिः वर्तते मम तु तत्र अनुभवः कोऽपि नास्ति परन्तु अनुभवः येषाम् अस्ति तेषां वचनं तावत् इदमेव भवति न्याये ये तत्र न्यायचालकाः भवन्ति तेषां कृते धनं दत्वैव अस्माकं सर्वं यत् स्वत्वम् इति अस्ति तत् सर्वं गच्छति इति वदन्ति भूमिसम्बद्धविवादाः वा स्युः पारिवारिकविषयाणि वा स्युः वेतनं ऋणम् इत्यादि सर्वत्रापि सति सम्भवे अस्माकं नाम विरोधी यः अस्ति तेन सह भाषणेन तस्य वारणमेव बहुसुलभोपायः इति मन्यते यदि तथा भवति नाम अशक्यम् इति भवति तदानीं न्यायस्थानीयं गन्तव्यमेव भवति न्यायस्थानं गन्तव्यमेव भवति तदानीम् यथा नाम बहु कष्टम् अनुभूयते चेत् तत् त्यक्तव्यम् एव भवति न्यायप्राप्तिः न्यायप्राप्तिः लभ्यते चेत् वरम् इत्येतावदेव वक्तव्यम्